अहं तु घण्टां यावत् योगाभ्यासं कर्तुं शक्नोमि आरम्भे योगाभ्यासः सामान्यतः करणीयः तदुत्तरं क्लिष्टानि कठिनानि आसनानि करणीयानि इति मम मतिः तत्र आरम्भे सुलभं यत् ताडासनम् अथवा वृक्षासनम् एवं कर्तव्यं तदुत्तरं क्लिष्टानि शीर्षासनादीनि कर्तुं शक्यानि एवं ध्यानमपि क्रियते जनैः ध्यानकरणकाले मनः चञ्चलं भवति अन्यत्र गच्छति एकस्मिन्नेव विषये मग्नस्सन् यदि श्वासोछ्वासादिकम् अवलम्ब्य ध्यानमनुतिष्ठति तर्हि तद्ध्यानं सम्यक् जायते एवं सम्यक् ध्यानं कर्तुं प्रथमम् अस्माभिः श्वासः उच्छ्वासः करणीयः तस्मिन्नेव श्वासे उच्छ्वासे च मनः निधातव्यम् एवं मनसि निधाते एव तद्ध्यानं साधुसम्पन्नं भवति एवमेव योगाभ्यासस्य समनन्तरम् एव प्राणायामादिकं कृत्वा ध्यानं क्रियते चेत् उत्तमं ध्यानं यदा कदापि कर्तुं शक्यते कश्चन समयः इति नास्ति किन्तु योगाभ्यासः करणीयः शुष्कोदरस्सन् तदुत्तरं ध्यानं मया रात्रौ क्रियते ध्यानाभ्यासार्थं बहवः प्रकाराः अधुना काले सन्ति त्राटकम् अपि च श्वासः श्वासोछ्वासे गमनम् इत्येवमादीनि